आं वास्तुशास्त्रं तथा शिल्पशास्त्रं विचार्य अहं तावद् न जानामि परन्तु सम्भाषयितुम् इच्छामि वास्तुशास्त्रम् इत्युक्ते किञ्चित् जनाः इच्छन्ति इच्छन्ति किञ्चिज्जनाः न इच्छन्ति न इच्छन्ति इत्युक्ते तेषां तद्विचारे विश्वासः तावद् न भवति सत्यम् किमर्थम् इत्युक्ते ते किं चिन्तयन्ति इत्युक्ते वयं कथं चिन्तयामः तथा भवति ते कथं वदन्ति खलु शास्त्रज्ञः तथा न प्रचलति इति किञ्चित् जनानां भवति परन्तु वास्तुशास्त्रं किम् अस्ति खलु पुरातनशास्त्रम् राजा महाराजा त ते आसन् खलु ते अपि तत्सर्वं शृण्वन्ति आसम् तदापि बहु विचाराणि ते उत्तमरीत्या एव प्रचलितम् पुनः शिल्पशास्त्रविचारे तदपि तावद् विचारं न जानामि परन्तु अस्माकं देवालये सर्वं दुष्टवती इत्युक्ते विग्रहाणि सर्वं बहु सम् समीचीनरीत्या ते शिल्पं शिल्पकारः कृत्वा भवन्ति भारते पुनः बहूनि शास्त्राणि सन्ति सङ्गीतशास्त्रं नृत्यश् नृत्यशास्त्रम् बहु एवमेव इत्यादीनि शास्त्राणि भवन्ति एतत् सर्वमपि शास्त्राणाम् बहु वर्षस्य पृष्ठतः इत्युक्ते शतसहस्राणि वर्षस्य पृष्ठतः सर्वः राजानः अपि तेषां बहु प्रामुख्यं ददन् आसन् सर्वेषाम् आसनपि य नृत्यगाराः भवन्त्यासन् गायकाः भवन्त्यासन् पुनः विद्वांसः भवन्त्यासन् एवं सर्वम् आसीत् तद् कालदारभ्योपि सङ्गीतं प्रति नृत्यं प्रति एकं प्रामुख्यं प्रामुख्यम् अस्ति सङ्गीतं किमर्थं बहु बहु अस्माकं सम्यक् इत्युक्ते मनश्शान्तिः मिलति गीतं गायनदारभ्य गीतं श्रवणादारभ्य बहु इत्युक्ते बहूनि श्लोकानि अपि तावदेव अस्माकं मनश्शान्तिं ददन्ति पुनः किम् इत्युक्ते नृत्यमपि नृत्यशास्त्रमपि बहु पुरातनशास्त्रम् तेन अस्माकं सर्वमपि किमित्युक्ते मनश्शान्तिः अपि त तदपि मिलति मनश्शान्तिः न इति न वदामि एकरीत्या तदपि योगासनरीत्या परन्तु म मनसोल्लासः ददाति नृत्यमपि एतानि सर्वाणि पुरातनशास्त्राणि वयं तत्सर्वं वर्धनीयम् अस्माकम् इदानीं किम् अस्ति कलु जन्रेशन् तेषामपि पाठनीयं तत्सर्वम् अग्रेपि गन्तव्यं तत्सर्वाणि शास्त्राणि वास्तुशास्त्रविचारे किम् इत्युक्ते तदपि भवति किं कस्मिन् वास्तुमध्ये किं भवितव्यं गृहे वा कुत्र वा इदानीम् अत्रैव शौचालयं करणीयम् अत्रैव देवालयं करणीयम् एतन्मुखेव देवालयं करणीयम् एतत् सर्वं तत्सर्वं प्रत्यपि एकैकम् विचारं प्रत्यपि रीज़न् भवति वयं न जानीमः इति तत्सर्वं न्यूनं भवन्ति सन्ति इति चिन्तयामि धन्यवादः